मम विशिष्टं कौशलं नाटकस्य अभिनये नाटकस्य निर्देशने अपि च लेखने पद्यरचनायाञ्च अस्ति यदि नाटकस्य अभिनयार्थम् अवकाशः लभ्यते चेत् तत् नाटकम् अधीत्य मनसि विचिन्त्य अहम् अभिनयामि यदि नाटके अभिनेतुं नटाः लभ्यन्ते चेत् यत् किञ्चित् रूपकं स्वीकृत्य तेषां रूपकाणां मध्ये भवतां पात्राणाम् अभिनये तेषां शक्तिं वर्धयितुं प्रयत्नं करोमि अपि च पुनः पुनः विविधान् ग्रन्थान् पठामि तान् पठित्वा समीचीनां भाषाञ्जानामि भाषाम् अधीत्य अहमपि लेखनार्थं प्रयत्नं करोमि अपि च पद्यरचनायां विविधानां शब्दानां अन्वेषणं कर्तव्यं भवति अतः ज्येष्ठान् पृच्छामि अपि च कोशान् अपि कोशान् अपि पठामि विविधान् ग्रन्थान् अपि पठामि तेन मम शक्तेः अभिवृद्धिः भवति